हरिः ओं नमस्ते अहं विश्वेश्वरः वार्तालापं करोमि अहं बहुवारम् भवतः क्याब्मध्ये एव गमनागनं गमनं कृतवान् अतः अहं तु इदानीम् शुमोग्गनगरे अस्मि इतः अहं शु हर्नाडुं गन्तुम् इच्छामि धर्मस्थलमपि गन्तुमिच्छामि अतः किञ्चित् डिस्कौण्ट् कृत्वा भवतः क्याब् प्रेषयतु इति अहम् अहं प्रार्थयामि अतः भवतः क्याब् शुमोग्गां प्रति प्रेषयन्तु इति अहं प्रार्थयामि धन्यवादः